हरिः ओं भवान् कुत्र अस्ति कुत्र अस्ति इति एकवारं वदति वा हरिः ओम् अहं तु इदानीम् अत्र आरक्षणकेन्द्रस्य समीपे अस्ति भवान् एकवारम् अत्र आगमिष्यति वा तर्हि भवान् कुत्र अस्ति तत् कृपया वदतु भवान् कुत्र अस्ति इति भवान् अत्र आगच्छतु अहम् अत्र आरक्षणकेन्द्रस्य समीपे अस्ति आरक्षणस्य इदानीं समीपे भवता दृश्यते ट्रान्स्फ़ार्मर् अस्ति तस्य समीपे अहम् अस्मि आरक्षणकेन्द्रस्य समीपे कृपया तत्र आगच्छतु आरक्षणकेन्द्रस्य समीपे आरक्षणकेन्द्रस्य समीपे ट्रान्स्फ़ार्मरस्य ट्रानो ट्रान्फ़ार्मरस्य वामभागे अहं तिष्ठामि भवान् तत्र आगच्छतु अस्तु